मम प्रदेशः पश्चिमवङ्गदेशे शिक्षा सार्वजनिकक्षेत्रेण अपि च निजिक्षेत्रेणापि प्रदत्ता भवति आधुनिकशिक्षाव्यवस्था ब्रिटिश्मिशनरीभिः भारतीयसमाजपरिष्कारवादिभिः च विकसिता पश्चिमवङ्गे उच्चशिक्षायाः अनेकाः संस्थानाः सन्ति यथा भारतीयप्रौद्योगिकिसंस्था खरग्पुरम् समुद्रि अभियान्त्रिकी तथा शोधसंस्था यादवपुरविश्वविद्यालयः भारतीय अभियान्त्रिकिविज्ञानं तथा प्रौद्योगिकी संस्थानं शिवपुरम् भारतीयविज्ञानशिक्षा तथा अनुसन्धान कोलकाता राष्ट्रीयप्रौद्योगिकि संस्थानं दुर्गापुरम् भारतीयसूचनाप्रौद्योगिकिसंस्थानं कल्याणी भारतीयसाङ्ख्यिकिसंस्थानं पश्चिमवङ्ग स्वास्थ्यविज्ञान विश्वविद्यालयः उत्तरवङ्गविश्वविद्यालयः तथा कोल्काकाताविश्वविद्यालयः